अद्य अहं स्वस्य कृते आहारम् आर्डर् कर्तुमिच्छामि तदर्थम् अहं स्वदूरवाण्यां स्विग्गि ऐप् उद्घाटयामि तदर्थम् अहं तत्र पश्यामि यद् मम कृते मम अकौण्ट् मध्ये कोऽपि डिस्कौण्ट् वौचर् अस्ति न वा अद्य अहम् एकस्याः कृते एव आहारम् आर्डर् करोमि तदर्थम् अहं विचारयामि अत्र फ़्लेट् फ़िफ़्टि पर्सेण्ट् अथवा फ़्लेट् थर्टि पर्सेण्ट् डिस्कौण्ट् मिलिष्यति न वा एतद् अहं पश्यामि यदि मिलति चेत् बहुशोभनमस्ति